योगशिक्षणार्थम् अहम् अन्तर्जालवाहिनीः अनुसरामि प्रायशः यूट्यूब् माध्यमेन अहं दृष्ट्वा योगाभ्यासं करोमि मम प्रारम्भिकेषु मासेषु बहु अहं ततः गृहीतवान् इदानीं प्रायशः अन्तर्जालं विना अपि करोमि प्रायशः सूर्यनमस्कारः वा हस्तपादासनं गरुडासनं पुनः पुनः एवमेव कर्तुं शक्नोमि प्रायशः करोमि तत्र यथा एव् मम चिन्तनम् अस्ति ये नवागन्तुकाः सन्ति ये योगाभ्यासं कर्तुमिच्छन्ति वा जानन्तुम् इच्छन्ति तेभ्यः प्रायः एवं कष्टः कष्टं वा आगच्छति यत् ते समयबद्धाः यदि न सन्ति पुनः प्राथमिककाले प्रारम्भिककाले यदा तेषां भारः अधिकमस्ति वा वा ते तेषां तथा आत्मविश्वासः नास्ति तदा ते एकं दिवसं दिवसद्वयं वा कुर्वन्ति पुनः नरस्य भावेन तं त्यजन्ति इति तत्र रेगुलर् मोटिवेशन् भवितव्यं तदर्थं तदर्थं यदि कार्यं भवति चेत् ते सततरूपेण योगाभ्यासं कुर्वन्ति